अहं श्रुङ्गेरि इति नामके ग्रामे वसन्ती अस्मि तत्र बहु प्रसिद्धमस्ति कप्पेशङ्करदेवस्थानमिति पूर्वं यदा शङ्कराचार्याः भारतस्य अटनार्थं कुत्र बहुत्र गतवन्तः तदा श्रुङ्गेरि प्रतिमपि आगतवन्तः तत्र किं जातम् इति चेत् नद्याः पार्श्वे मण्डूकस्य कृते सर्पः चायां यच्छन् आसीत् वस्तुतः सर्पः एव मण्डूकः वैरिणः सन्ति तथापि मण्डूकस्य कृते सर्पः छायां दत्तवान् तद्दृष्ट्वा चिन्तितवान् यत् शङ्कराचार्यः एय् एतत् क्षेत्रं पुण्यक्षेत्रमस्ति अत्र वैरिणाम् अपि वैरिणां मध्येऽपि मित्रत्वमस्ति तद्दृष्ट्वा तत्र कप्पेशङ्करदेवस्तानं स्थापितवन्तः इदानीमपि कप्पेशङ्करदेवस्थानं द्रष्टुं बहवः आगच्छन्ति पुनश्च पार्श्वे एव विध्याशङ्करदेवस्तानमपि अस्ति तस्य पार्श्वे शारदा मन्दिरमपि दृश्यते बहवः भिन्नभिन्नक्षेत्रादत्र श्रुङ्गेरी देवस्थानं द्रष्टुं प्रतिदिनं सहस्राः भक्ताः आगच्छन्ति अत्र अन्नप्रसादः भोजनमपि प्रतिदिनं भवति एवं रूपेण शृङ्गेरी बहू प्रसिद्धक्षेत्रं पुण्यक्षेत्रम् आदिशङ्कराचार्येण स्थापितं क्षेत्रम् अस्ति